अस्माकम् क्षेत्रे सांस्कृतिकक्रीडाः सन्ति तत्र एका क्रीडा अस्ति चौकाबार् द्वौ मिलित्वा एतां क्रीडां क्रीडन्ति तत्र चौकाबार् क्रीडार्थं न्यूनातिन्यूनम् अर्धघण्टा अथवा पादोनघण्टा समयं स्वीकरोति तत्र

विजयं प्राप्नुवन्ति ते बहुसन्तुष्टाः भवन्ति एवम् कबड्डी अपि अस्माकं प्रदेशे प्रसिद्धा क्रीडा अस्ति तत्र सप्तजनाः एकत्र सप्तजनाः एकत्र भूत्वा तां क्रीडां क्रीडन्ति अधुनापि अस्माकं प्रदेशे पाठशालासु कलाशालासु

क्रीडां क्रीडन्तः बालकाः युवकाः च उत्साहवन्तः इव भवन्ति